हरिः ओं नमस्ते महोदय नमस्ते अहं श्रीगणेशः इति अत्र भवतां विद्यासंस्थायां व्याकरणाचार्यरूपेण पदवीं प्राप्तुम् आवेदितवानासं तद्विषये किञ्चित् पृष्टव्यमासीत् आचार्यपदव्यर्थम् अहं तत्र हा अर्थात् प्राध्यापक प्राध्यापकपदव्यर्थम् आवेदितवानासम् आम् आम् सत्यम् मया वेदविज्ञानगुरुकुले अधीतमस्ति व्याकरणम्

आमां व्याकरणविभगः अस्ति प्राचीनपद्धत्याम् एवं नव्यपद्धत्या पद्धत्यां च व्याकरणं पाठयन्ति तत्र

आम् अत्र संस्कृतभाषायान्तु क्लेशः नास्ति आङ्ग्लभाषायाम् अहं प्रयत्नं करोमि यतः मया एतावत्पर्यन्तम् आङ्ग्लभाषायां नैव पाठितमस्ति गुरुकुलेषु मया सिद्धान्तकौमुदी भागचतुष्टयमधीतमस्ति अनन्तरं परिभाषेन्दु परिभाषेन्दुशेखरः इति ग्रन्थः प्रौढमनोरमा इति ग्रन्थः तदनन्तरं लघुशब्देन्दुशेखरः इति ग्रन्थः महाभाष्यं भूषणसारः इत्येते ग्रन्थाः मया अधीताः सन्ति आमां सर्वेपि ग्रन्थाः अधीताः सन्ति

तत्र समासप्रकरणे आदौ समर्थः पदविधिः आमाम् आमां समर्थः पदविधिः इति एकं समर्थः पदविधिः इति एकं सूत्रमस्ति तस्य च अयमर्थः पदसम्बन्धी यः विधिः वर्तते सः समर्थाश्रितः बोध्यः इति अर्थात् पदसम्बन्धी विधिः इत्युक्तौ समासः एव कुतः इत्युक्तौ समसनं समासः द्वयोः पदयोः यदा वयं समसनं कुर्मः तदानीं सः समासः इत्युच्यते तस्मात् पदम् अधिकृत्य अस्माभिः यत् कार्यं क्रियते अथवा यः विधिः अस्माभिः विधीयते सः समर्थाश्रितः बोध्यः इत्युच्यते अर्थात् तत्र सामर्थ्यं भवेत् उदाहरणार्थं देवदत्तस्य गुरुः इति शब्दः स्वीक्रियते चेत् तत्र देवदत्तगुरुः इति अस्माभिः समासः कर्तुं शक्यते यतः देवदत्तशब्दः गुरौ अन्वयं पाप्नोति गुरुशब्दः देवदत्ते अन्वयं प्राप्नोति तत्र उभयोर्मध्ये गुरुशिष्यभावसम्बन्धः वर्तते अतः सामर्थ्यमस्ति सामर्थ्यमस्तीति कृत्वा समासः भवितुमर्हति यदि कदाचित्

आं कारक कारकप्रकरणे आमामाम्

आमाम् अत्र उदाहरणार्थं रामः वनं गच्छति इति प्रयोगः भवितुमर्हति साधारणतया गच्छति इत्यादि इत्यत्र यः ति इति प्रत्ययः वर्तते सः कर्तारं रूपम् अर्थं बोधयति तस्मात् कर्तृरूपस्य अर्थस्य उक्तत्वात् कर्मणः अनुक्तत्वात् वनम् इत्यत्र अनभिहिते कर्मणि द्वितीया इति सूत्रेण द्वितीयाविभक्तिर्भवति इति अयं कर्तुरीप्सिततमं कर्म इति सूत्रस्य अर्थः

आमां सत्यं सत्यम्

आम् उदाहरणार्थं राम इति शब्दः स्वीक्रियते चेत् राम इति अदन्तं प्रातिपदिकमस्ति अर्थात् अकारान्तं प्रातिपदिकमस्ति तस्मात् प्रातिपदिकात् कर्त्रर्थबोधनार्थं प्रथमाविभक्तौ एकवचने सु इति प्रत्ययः आगच्छति तस्मात् राम सु इत्यवस्थायाम् सु इत्यत्र विद्यमानः अयम् उ इति वर्णः यः वर्तते सः अनुनासिकतया पठितः इति कारणात् तस्य इत्संज्ञालोपाभ्याम् अपहारः भवति अपहारे सति राम स् इति स् सिध्यति तत्र सकारस्य ससजुषो रुः इत्यनेन रुत्वे खरवसानयोः विसर्जनीयः इत्यनेन विसर्गे च नैव पुस्तकं दृष्ट्वा न वदन्नस्मि पुस्तकं मम निकटे नास्ति अहम् अन्यत्र अस्मि आमामाम्

आम्

आम्

आम् आमाम् अस्तु आम् अस्तु आम् अस्तु हा

आम् अस्तु

अस्तु अस्तु धन्यवादः